प्रवासं मह्यं बहु रोचते प्रवासस्य कृते कारणस्य अपेक्षा एव नास्ति निसर्गसान्निध्यं मह्यम् अतीवरोचते कोकाणाप्रान्ते अहम् असकृत् यात्रां करोमि यतोहि मम मातुलगृहं अस्ति कोकणप्रदेशे समुद्रस्य ध्वनिः निसर्गस्य निसर्गस्य प्रसन्नता निसर्गसान्निध्यं मह्यम् अतीव रोचते तत् तथैव कोकणप्रान्तस्य भिन्नभिन्न अन्नपदार्थाः मह्यम् अतीव रोचते ये नागपुरे प्राप्तुम् अशक्याः एव तथैव कोकणप्रान्ते ये भिन्नभिन्न उत्सवाः सन्ति दशावतारस्य प्रकटीकरणं भवतु वा नारायणी पूर्णिमा इत्यस्य उत्सवः भवतु समुद्रस्य साक्षेः समुद्रं साक्षिं मत्वा ते जलं समर्पयन्ति नौकायनस्य प्रारम्भः कुर्वन्ति तद्द्रष्टुं मह्यम् अतीवरोचते